हरिः ओम् शाकापणः वा शाकानि सर्वाणि उत्तमानि सन्ति वा किं भोः तत्र किं किमस्ति मम सहोदरस्य विवाहः वर्तते इत्यतः बहूनि शाकानि अपेक्षितानि अतः कानि कानि शाकानि वर्तन्ते पलाण्डुः मास्तु भोः पलाण्डुः विवाहे मास्तु हा तत्र रक्तफलमपेक्ष्यते प्रायः विवाहस्य कृते विंशतिकिलोपरिमितम् अपे अपेक्ष्यते प्रायः कति रूप्यकाणि हा कति रूप्यकाणि किं किं भोः अत्र अत्र ग्रामे सर्वे पञ्चाशद्रूप्यकाणि रूप्यकाणि इति वदन्ति अहम् इदानीं विंशतिकिलो स्वीकुर्वन् अस्मि अशीतिरूप्यकाणि किमर्थम् तर्हि भवतु भवतु कूष्माण्डः अस्ति वा हल्वा कर्तुं कूष्माण्डः अपेक्ष्यते कूष्माण्डः प्रायः चत्वार पञ्च षड् कूष्माण्डाः अपेक्ष्यन्ते कति रूप्यकाणि भवन्ति कति रूप्यकाणि भवन्ति

तर्हि अस्तु अस्तु तर्हि भवान् लिखतु षट् षट् कूष्माण्डाः हा पुनः आलुकमस्ति वा कति अस्ति इदानीं धनं कत् धनं कति कियत् अस्ति इदानीम् चत्वारिंशत् रूप्यकाणि तर्हि एकं कार्यं करोतु भवान् त्रिंशत् रूप्यकाणि कृत्वा त्रिंशत् न विंशति रूप्यकाणि करोतु त्रिंशत् किलो स्थापयतु मह्यम् अहं त्रिंशत् किलो स्विकुर्वन् अस्मि इदानीम् अतः विंशतिरुप्यकाणि करोतु चिन्ता नास्ति अस्तु अस्तु विंशतिरुप्यकाणि अग्रे इदानीम् आम् भवतु भवतु तर्हि भवतु भवतु भवतु मम कृते अपि नास्ति भवतः कृते अपि नास्ति भवतु चिन्ता नास्ति इदानीं पञ्चविंशतिरूप्यकाणि करोतु हा पञ्चविंशतिरूप्यकाणि त्रिंशत् किलो आलुकम् अस्तु भवतु अष्टाविंशति ददामि अन्तिमम् अस्तु लिखतु तर्हि त्रिंशत् किलो आलुकमपेक्ष्यते पुनः कुतुम्बरः अपि अपेक्ष्यते कुतुम्बरः प्रायः एकं द्वे साम्बार् अस्ति सर्वं मिलित्वा तदपि कुतुम्बरः केजिद्वयं करोतु प्रायः हँ कथमस्ति तत् कुतुम्बरः कथं ददाति भवान् केजि ददाति वा अथवा किम् हा तर्हि कथम् ओ तथा वा अस्तु तर्हि आलुकं त्रिंशत् किलो कूष्माण्डं षट् ददातु तर्हि अस्तु तर्हि प्रेषयतु गृहं प्रति प्रेषयतु मास्तु मास्तु भवतः आपणं मास्तु अन्यत्र गच्छामि अहम्